अहं वर्षत्रयात् पूर्वमारब्धं नाम अहं तमेकं न जानामि इति बहु चिन्तयन्ती आसं नाम अहं करकुशलं करोमि किञ्चित् गानमपि करोमि एवं किञ्चित् किमपि किमपि करोमि तथापि चित्रकलां न जानामि किमपि कर्तुं न शक्नोमि इति चिन्तयन्ती आसं तदानीं मम एका एकं मित्रम् आसीत् सः एव इष्टतमचित्रकारः अपि कथं रुचिः प्राप्ता इत्युक्ते अहं तम् एकं न जानामि खलु एकं न जानामि खलु इत्येव चिन्तयित्वा चिन्तयित्वा किञ्चित् आरब्धवती तथैव कृतवती एवं रुचिः प्राप्तास्ति एवं तावत् सा सम्यक्तयापि न करोमि किञ्चित् का करोमि एवं चित्रकलाविषये रुचिः कथं वा प्राप्तुं शक्यते इति चेत् किं चित्रकला दृश्यते यदा चित्रकला यदा दृश्यते तदानीमेव रुचिं प्रायशः प्राप्तुं शक्नुमः यतः किञ्चित् तत्र अभिरुचिः भवति चेत् तत्तु अधिकम् एव भवति यदा पश्यामः यदा यदा पश्यामः तदा तदा अहमपि एवं निर्मातव्यम् अहं मयापि एवं निर्मातव्यमित्येवम् इत्यादिकं अतः तेनैव नाम इन्टरेस्ट् इति यदुच्यते तेनैव भवति तत्सर्वम् इति वक्ष्यामि